रामायणे तु मुख्य अस् असुरस्य पात्रः तु रावणः एव रावणः महाशिवभक्तः आसीत् परन्तु सः तस्य एकः मुख्यः अवगुणः अस्ति अहङ्कारः सः चिन्तयति अहं तु बहु बहु बलवान् आसं मम कोपि किमपि कर्तुं न अर्हति तत् कारणेन एव तस्य तस्य मरणं जातः सः सीतायाः अपहरणं करोति सः सीतायाः अपहरणं करोति अनन्तरं सः एकम् दोषं क क कृतवान् अनन्तरं बहवः दोषाः कृतवान् तस्य परिणामः एव रामेण तस्य हननम् अनन्तरं महाभारतेषु तु मुख्यः खलनायकः अस्ति दुर्योधनः दुर्योधनः बालावस्थातः एव तस्य गुणान् प्रकटी कुर्वन्ति सः अपि बहु राज्यस्य अहङ्कारः अस्ति वा बहु राज्यस्य अहङ्कारः अस्ति तस्य तस्य भ्रातारः भ्रातारः अपि एवमेव सन्ति सः अपि बहवः दोषाः क कृतवान् कृतवान् सः कृष्णस्य अपमानमपि कृतवान् तेन सह कर्णः स्नेहं कृतवान् कर्णस्य अपि नाशनस्य कारणं दुर्योधनस्य अहङ्कारः एव